भ्राता इतोपि कीयान् समयः भवति गृहं गन्तुं किं निर्माणं चलति वा तर्हि अस्मिन् पार्श्वे किमर्तमागतवान् भवान् भवान् पूर्वमेव न जानाति वा अस्तु वयं पृष्ठे गच्छामः अन्यत्र कुत्रापि ट्राफ़िक् जां न्यूनं भवति नो चेत् यत्र निर्माणं न भवति तस्मिन् पार्श्वे गच्छामः चेत् कीयान् समयः लगति एकघण्टा वा कीयान् कति किलोमीटर्स् सन्ति ततः अतः दश किलोमीटर्स् वा नास्ति नास्ति यत्र न्यूनं भवति तस्मिन् पार्श्वे गच्छतु यदि दश किलोमीटर्स् नाम एतादृश ट्राफ़िक् मध्ये वयं गण्टाद्वयं वा गण्टात्रयं वा भवति अतः मास्तु यत्र न्यूनं भवति तत्र गच्छतु तस्मिन् पार्श्वे एव गच्छतु इतः वयं पृष्ठे गच्छामः बहु ट्राफ़िक् अस्ति तत्र अग्रे निर्मानमपि चलति नाम कथं गच्छामः इतोपि कियद् लेट् भवति मम लेट् भवति चेत् समस्या भवति बहूनि कार्यानि सन्ति अतः शीघ्रं गन्तव्यं यत्र किमपि अन्यत् रूट् अस्ति चेत् पश्यतु यत्र किलोमीटर्स् न्यूनं भवति शीघ्रमापि अहं गम्यस्ताने गन्तुं शक्नोमि अतः अन्यत्किमपि पश्यतु शीघ्रं गन्तव्यमस्ति